मम सस्यानि पशुभ्यः कथं रक्षामि इति वदामि चेत् प्रथमे अहं सस्यक्षेत्रस्य परिसरे ने इत्युक्ते जालं द्वारा रक्षामि तथा यदि रक्षितुं समर्थः न भवामि तर्हि अहं वंशस्य कर्तनं कृत्वा क्षेत्रपरिसरात् बहिः स्तम्भसदृशं स्थापयित्वा रक्षितुं चेष्टां करोमि तथापि यदि सफलं न भवामि तर्हि भित्तिं निर्माय सस्यानां रक्षणं करोमि मम क्षेत्रेषु सामान्यतया कीटपतङ्गाः पशुपक्षिणः जीवजन्तुः य यथा गौः अजः महिषः सलवः तिनजालयुक्ताः किञ्चुलकः चित्र पङ्क पतङ्गः पुत्तिकाः शुकः कपोतः काकः कोकिलः चटकः कञ्जलः पक्षः मेषः गजः इत्यादिपशवः आक्रमणं कुर्वन्ति क्षेत्रेषु आक्रमणं कृत्वा सस्यानि खादन्ति आतयति आदिन नष्टं करोति इत्यादिविभिन्नां क्षतिं कुर्वन्ति